रामायणे अतीव विस्मयपूरित विषयः अस्ति रामसेतुनिर्माणं वानरैः निर्मितः निर्मितः सेतुः तत्र मानवाः न निर्मितवन्तः अतिशयः विषयः तत्तु साधारणतया नद्याम् उपरि सेतुं निर्मातुं शक्नुवन्ति शास्त्रज्ञाः परन्तु उदधौ कर्तुं अशक्यम् अधुना अपि तत्तु तत् सेतुः वानरैः निर्मितः तत् आश्चर्यकरः विषयः अस्ति अनन्तरं महाभारते पुनः बालेन श्रीकृष्णेन गोवर्धनगिरिः उत्था उत्थापितः अस्ति तत् अतीव अतिशयः विषयः एक न केवलं तत्तु शिशु समयादपि अनेकान् राक्षसान् मारितवान् श्रीकृष्णः तदपि अतिमानुष घटना अहम् आश्चर्यम् अनुभूतवती